मम जीवितकाले दृष्टस्य तन्त्रज्ञानसम्बद्धस्य आविष्करणस्य विषये वक्तुम् बहु अस्ति पूर्वम् अहं तन्त्रज्ञानक्षेत्रे तादृशज्ञानं न प्राप्तवान् समये गते सति विद्या क्षेत्रे कार्यं कर्तुम् तन्त्रज्ञानस्य उपयोगम् आरब्धवान् टङ्कनम् पी पी टि प्रसण्टेषन् वीडियो एडिटिङ्ग् इत्यादिकम् संस्कृतभाषया कर्तुं ज्ञातवान् मम संशोधनस्य सन्दर्भे डाटा अनालेसिस् कर्तुमपि तन्त्रज्ञानम् उपयुक्तवान् मोबैल् तन्त्रज्ञानद्वारा अपि अहं प्रेरितः अस्मि योगविषये विज्ञानविषये वेदविषये शास्त्रविषये च अन्यान्य आप् द्वारा ये विच विचाराः न ज्ञाताः तादृशः वि तादृशान् विचारान् ज्ञातुं ते उपयुक्ताः अतीव अनिवार्याः च सन्ति